गृहं परितः विद्यमानानि यानि क्षेत्राणि सन्ति तानि स्वच्छतया स्थापयितुम् अहं बहु उपायं करोमि कदाचित् प्लास्टिक् वस्तूनि तथा तस्य उपयोगादिकं न्यूनमेव करोमि कदाचिच्च स्वच्छभारतम् इति अधुना या व्यवस्था विद्यते तदनुसारेण अहं कार्यं करोमि अन्येषां कृते वदामि एवं प्रकारेण करोतु एवं प्रकारेण मा करोतु इति अतः ते जनाः तमनुसृत्य स्वक्षेत्रं स्वच्छतया स्थापयन्ति कदाचित् तत्र डस्ट्बिन् इत्यादिकं संस्थाप्य तन्मध्ये नीचवस्तूनि स्थापयन्ति अतः मम गृहं परितः क्षेत्राणि तत्र सर्वदा स्वच्छतया एव भवति